महाराष्ट्र राज्ये एतादृशानि बहूनि स्थानानि सन्ति यानि स्थानानि भारतदेशे कुत्रापि न सन्ति यदि उदाहरणं ददामि चेत् आधुनिककाले नाम अधुना एव मुम्बैनगरी सेतुः निर्मितः तर्हि तादृशः सेतुः कुत्रापि नास्ति भारतदेशे तादृशः सेतुः कुत्रापि नास्ति इतोपि मुम्बैनगरीयः तटः भवन्ति तत्र जनाः स्वैरं विहरन्ति तादृशः तटः अपि भारते नास्ति जुः तटः भवतु एतादृशः तटः भारतदेशे नास्ति सम्भाजीनगरे लेणी इति अस्ति तर्हि तादृशी लेणी अपि कुत्रापि नास्ति तद्वयं केवलं सम्भाजीनगरे एव द्रष्टुं शक्नुमः महाराष्ट्रे नागपुरम् इति केन्द्रमस्ति तत्र दीक्षाभूमिः इति डाक्टर् बाबासाब्आम्बेड्कर् महोदयस्य डाक्टर् बाबासाब्आम्बेड्कर् महोदयेन या दीक्षा स्वीकृता सा दीक्षा तत्रैव स्वीकृता अतः आभारताजनाः तत्र आगच्छन्ति न केवलं भारतात् अपि तु विदेशात् अपि जनाः प्रतिदिनं तत्र आगच्छन्ति दर्शनं कुर्वन्ति तर्हि तादृशं स्थानमपि भारतदेशे केवलम् एकमेव अस्ति इतोऽपि यदि वक्तव्यं चेत् राष्ट्रीयस्वयंसेवकः सङ्घस्य मुख्यकेन्द्रं यदि कुत्र अस्ति चेत् महाराष्ट्रे महाराष्ट्रस्य नागपुरनगरे एव अस्ति अन्यत् कुत्रापि नास्ति एतद् एव महाराष्ट्रराज्यस्य वैशिष्ट्यम्